अयं व्यवसायः अत्यन्तम् उत्कृष्टः सर्वैः कर्तुं योग्यश्च मया नगरे भूत्वा अपि अयं क्रियमाणः नाम अस्य योग्यता कियती वर्तते महत्ता च कियती इति ज्ञातुं शक्यते तत्र पशूनां विषये नैतिकतादर्शनीया नाम नाम नैतिकपशुपालनं नाम किं इति चेत् पशुभिः सह हिंसा मा भूत् इति कृत्वा योग्यतया तेषां पालनं कर्तव्यं अस्मिन् विषये बह्व्यः सर्वकारीययोजनाः अपि वर्तन्ते तेभ्यः लाभोऽपि भवति एतत् सम्बद्धाः बह्व्यः योजनाः अपि मोदिसर्वकारेण आयोजिताः वर्तन्ते आरब्धाश्च वर्तन्ते तस्य लाभश्च अस्माभिः प्राप्यमा प्राप्यमाणः तत्र बहवः कृषकाः अपि एतत् लक्ष्यीकृत्वा लक्ष्यीकृत्य तेषां आसां योजनानां लाभं स्वीकुर्वन्ति तथैव पशुपालनम् अपि आरब्धवन्तः सन्ति